द्वाविंशतिदिनाङ्कः आगस्त्मासः एकविंशत्यधिकद्विसहस्रतमं वर्षं चतुर्दशदिनाङ्कः जनवरिमासः त्रयोविंशत्यधिकद्विसहस्रतमं वर्षं त्रयोदशदिनाङ्कः अक्टोबर्मासः एकविंशत्यधिकद्विसहस्रतमं वर्षं चतुर्दशदिनाङ्कः दिसम्बर्मासः विंशत्यधिकवे द्विसहस्रतमं वर्षं पञ्चदशदिनाङ्कः जनवरिमासः अष्टाधिकद्विसहस्रतमं वर्षं